भारतीयसमाजे बहवः मतधर्मास्सन्ति हा यथा मुस्लिम् हिन्दुक्रिश्चियन्बौद्दजैनसिख् इत्यादि तत्रापि पुनः विभागः विभाजनं भवति किन्तु भारतीयसमाजे अस्माकं मतधर्माणां पात्रं बहु विशिष्टं वर्तते यत् सर्वाः धर्माः एकमेव अंशं बोधयन्ति यत् वयं सर्वे मानवाः अस्माकं मनसि अस्माकं जीवने मानवीयता सर्वदा स्यात् नाम सत्यं वक्तव्यं धर्मस्य आचरणं कर्तव्यं कदापि अन्येषां कृते पीडनं न करणीयं अन्येषां वस्तूनां चौर्यं न करणीयं दानं करणीयम् इति सर्वेषां धर्मेषु सर्वेषु धर्मेषु तदेव उक्तमस्ति अन्यत् किमपि नास्ति नाम धर्मस्य सारम् एकमेव अस्ति किन्तु नाम एव भिन्नं भिन्नम् अस्ति हिन्दुक्रैस्तमुस्लिम् इत्यादि किन्तु वयं यदि साररूपेण पश्यामः तर्हि वयं सर्वे मानवाः मानवीयता अस्माकम् अस्मासु स्यात् इत्येव बोधयति अतः मतधर्मस्य पात्रं बहु वर्तते पुनश्च विविधतायाम् एकतां साधयितुम् जनाः किं कुर्युः इत्युक्ते आदौ सर्वेषां धर्माणां मूलं किमस्ति सारः किमस्ति इति आदौ तस्य विवेचनं स्यात् यदि सर्वेषां दर् स् धर्माणां सारः ज्ञायते तर्हि अस्माकं मनसि वयं सर्वे मानवाः अस्माकम् एकता आवश्यकी आवशकीति स्वाभि स्वाभाविकतया मनसि जागृतः भवति अतः सर्वेषां धर्माणां मूलः कः तेषां सारः किम् इति आदौ ज्ञातव्यम्